नमस्कारः अहं स्विग्गि जनेन सह एव खलु भाष्ये कृपया मह्यम् एतत् प्रयच्छन्तु किं नाम अत्र उडुपी होटल् इति एकम् एकं वर्तते ततः एकं गोबी रैस् एकं दोशा पुनः वडा द्वयम् इड्ली द्वयं पुनः द्वे रोटिके पनीर् कर्रि एतत् सर्वं मिलित्वा आहत्य सप्त पदार्थाः मया उक्ताः एतान् पदार्थान् कृपया आनयन्तु नाम वस्तुतः अद्यत्वे उत्सवस्य कालः खलु कोऽपि प्रतिकर्षः दीयते वा दीयते चेत् वरं भवति अतः अहं प्रतिनित्यम् इतः एव पदार्थान् स्वीकरिष्यामि भोक्तुम् अतः दृष्ट्वा प्रतिकर्षं यच्छन्तु शीघ्रातिशीघ्रं प्रेषयितुम् अथवा आनयतुं यत्न प्रयत्नं कुर्वन्तु धन्यवादाः